पारम्परिकसिक्षणं नाम यदा प्राचीनपाठशालाः यत्र भवन्ति तत्र इयं परम्परा तत्र भवति तत्र वेदाध्ययनं वा भवतु शास्त्राध्ययनं वा भवतु क्रमशः तत्र बोधयन्ति इदानीम् आधुनिकविश्वविद्यालये तावत् तथा सा साक्षात् छात्राणां कृते सिद्धान्तकौमुदीम् अथवा तर्कसङ्ग्रहग्रन्थमित्यादिकं ग्र इत्यादिग्रन्थान् बोधयन्ति परन्तु आदु पारम्परिकपाठशालासु तथा न भवन्ति आरम्भ ए आरम्भे समासचक्रं शब्दमञ्जरी धातुरूपावली कु एवं इत्यादि लघु लघु ग्रन्थान् बोधयन्ति त तत्पश्चात् उद्ग्रन्तान् बोधयन्ति एवमेव वेदाभ्यासः अपि सामान्यरूपेण सस् स्वरपरिवर्तनम् आदौ यः छात्राः अध्ययनं कर्तुम् आरभते तदानीं तस्य स्वरः तथा न भवति अतः स्वरपरिवर्तनार्थं स्वरस्य स्वरस्य यथा भवति तथैव उच्चारणं कर्तुं तत्र अध्यापकाः शिक्षणं ददाति एकवारं न भवति चेत् दशवारं तस्य मुखात् निस्सरितुं तस्य प्रयासं करोति एवमेव स्वरे उच्चारणं सम्पादयति कारणं यदि स्वराः स्वरे यदि परिवर्तनं भवति अर्थोऽपि परिवर्तनं भवति इति शास्त्रं कथयति यदि स्वरपरिवर्तनेन तस्य तेन्द्रश यथेन्द्रशत्रुस्वरतोपराधात् इति उक्तरीत्या स्वरापराधकारण तस्य मरणमेव सञ्जातमिति अतः स्वर स्वरविषये अतीव जागरूकता भवेत् स्वरपरिवर्तनेन अर्थपरिवर्तनो भवतीति कृत्वा वेदमन्त्रेषु स्वरः यथा उक्तः तदनुगुणमेव वक्तव्यं भवति छात्रेण तदर्थम् अध्यापकाः निरन्तरं प्रयासं करोति यत् क्रमशः छात्राणां कृते वेदाध्ययनं सम्पूर्णं पारम्परिकपाठशालासु कुर्वन्ति तादृशपाठशाला अस्माकं भारतदेशे बहुत्र पाटशा तादृशपाठशालाः सन्ति कारणम् अहं पारम्परिकपाठशालासु एव अहम् अध्ययनं कृतवान् इति हेतोः अहं साक्षात् दृष्टवान् कथम् अध्यापकाः छात्राणां कृते वेदाध्य वेद अध्यापनं कुर्वन्ति सस्वररूपेण अध्यापनं कथं कुर्वन्ति इति अहं जानामि